मम प्रदेशे शिक्षणव्यवस्था बहु सम्यक् वर्तते मम तु ग्रामः वर्तते इत्यतः कन्नडशालाः अधिकाः वर्तन्ते तत्र सर्वकारद्वारा एव शिक्षकाः प्रेष्यन्ते पुस्तकानि अपि उचितरूपेण यच्छन्ति इत्येवम् अस्माकं शालायाः शिक्षणव्यवस्था बहु सम्यक् वर्तते इदानीन्तन शालायां तु बहुविध मातृभाषाः तत्र प्राधान्येन पाठ्यन्ते एवम् अस्माकं प्रदेशे शिक्षणव्यवस्था इत्थं वर्तते इयञ्च व्यवस्था अस्माकं प्रान्तस्य वर्धने सहकरोत्येव यतः मातृभाषा प्राधान्येन पाठः चलतीत्यतः तेषां मातृभाषायाः विषये तेषाम् अभिमानः वर्धते तत्र पञ्चमकक्षापर्यन्तम् एकविधः पाठः भवति दशमी कक्षापर्यन्तम् एकविधः पाठः भवति ततः ऊर्ध्वं भिन्नरीत्यैव पाठः चलति इत्येवम् प्रान्तस्य वर्धने व्यवस्था सहकरोत्येव प्रसिद्धायाः शिक्षणसंस्थायाः इत्युक्ते जनसेवाविद्याकेन्द्रं वेदविज्ञानगुरुकुलमिति गुरुकुलशिक्षणपद्धत्या चलति अनन्तरं सिद्धगङ्गामठम् इति एकं वर्तते मठादिषु सिद्धगङ्गामठं बालगङ्गाधरस्वामीमठं अनन्तरं प्रबोधिनिगुरुकुलं मैत्रेयिगुरुकुलं बनशङ्करिगुरुकुलमित्येवं गुरुकुलशिक्षणपद्धत्या अत्र गुरुकुलानि चाल्यन्ते सर्वकारीयाः शालाः शालायाः परिस्थितिः तु इदानीं सम्यक् वर्तते प्राक्तु तथा सम्यक् नासीत् इदानीं सर्वाः व्यवस्थाः तैः कल्प्यन्ते इत्यतः सर्वकारीयशालायाः व्यवस्था बहु सम्यक् दृश्यते